हरि ओम् हा अस्मि अहम् हा ह ह वदतु आचार्यः

हा परह्यः भवानेव एकं कार्यं दत्तवान् खलु हा अहं तत् कार्यं कुर्वन्नस्मि अहम् आ भवानेव डेटा कलेक्ट् कर्तव्यम् इत्येतदुक्तवन्तः भवान् अहा भवान् विस्मृतम् इति अहं जानामि किमर्थम् चेत् भवान् अधिकतया अस्तु अस्तु अतः एव अयमेव आ अहम् अधुना गृहे गृहे अस्मि अहम् हा गृहे एव स्ना गृहादेव कार्यं कुर्वन्नस्मि भवतः दत्तवान् प्राजोक्ट् वर्क् प्रचलन् अस्ति अधुना हा अतः गृहादेव कार्यं कुर् करोम्यहम् यदि द्वित्रिदिन द्वित्रिदिनस्य आवश्यकता विद्यते आ अतः द्वित्रिदिनस्य अन्ते एव अहं ददामि हा अस्तु अस्तु हा प्रयत्नं करोम्यहम् हा अधुना न जानाम्यहम् परन्तु अहं परश्वः ददामि अहम् आफीस् एव आगच्छामि आफीस् एव आगच्छामि अत् अतः आफीस् आगत्य ददामि हा अहं अधुना अहं न जानामि परन्तु अहम् तं प्र तं पृष्ट्वा वदाम्यहम् हा परह्यः अहम् अत्र प्राजेक्ट् वर्क ददाम्यहम्

मम गृहेपि समस्या विद्यते अतः आ

बहवः समंस्या समस्याः गृहे विद्यते खलु अ हा परिहारम् अहम् अन्विशन् अस्मि अहम् हा अस्तु हा परह्यः ददामि अस्तु अस्तु